बालेभ्यः इतिहासपाठनम् अतिमुख्यम् अस्ति इति मम चिन्तनं यतः बाल्यकालतः एक बा अस्माकं देशस्य विषये वीराणां विषये पूर्वजाः किं किं साधितवन्तः किं परिश्रमं कृतवन्तः कियत् कार्यं कृतवन्तः देशरक्षणाय धर्मरक्षणाय अनन्तरं मूल्यानां सत्यम् इत्यादिमूल्यानां तस्य रक्षणाय किं किं सा कृतवन्तः किं साधितवन्तः इति बाल्येभ्यः कथारूपेण वयं वदामः चेत् तेषाम् तद् मूल्यं ते जानन्ति तेषां म भा मनसि देशभक्तिभावः तेषां स्वस्य स्वस्य जीवने किं साधनीयमिति चिन्तनम् स्वस्य इतिहासदेशस्य विषये इतिहासविषये आदरः इत्यादि विषयेण उत्पन्नं करणीयमस्ति तदर्थं कथाः श्रावयामः बालेभ्यः अस्माकं पूर्वजानां कार्याणि ते किं किं सा साधितवन्तः किं कृतवन्तः स सर्वं वयम् कथारूपेण बालेभ्यः अथवा गीतरूपेण अपि बालेभ्यः वयं सूचयितुं शक्नुमः